अहं नलिकाजलं प्राप्तवती किन्तु पूर्वकाले यदा कूपः आसीत् नदी आसीत् तर्हि तत्र जलम् आनेतुं कष्टं भवति इदानीं तु कष्टं न भवति जलमपि स्वच्छं भवति अस्वच्छं न भवति तर्हि इदानीं सर्वकारीया व्यवस्था सम्यक् जायते नदी शुद्धा न न नद्याः जलं शुद्धं भवति कूपस्य जलमपि शुद्धं भवति नलिकाजलम् अपि नदीतः आगच्छति चिन्ता नास्ति सम्यक् जलं प्राप्नोमि